सम्प्रति जगति अभिवृद्धिः तु सर्वत्र दृश्यते एव प्रतिदिनम् अभिवृद्धेः नूतनविषयाः वा नूतन टेक्नोलाजीज़् सर्वत्र आगच्छति स्म तर्हि सर्वदा नाम मनुष्याणां जीवनसौकर्याय यानि साधनानि

जीवनं कथं सर्वं सहजम् एवं च सुखकरं भवेत् तत् कृते अस्माकं शास्त्रं नाम सैन्स् अद्यतनीयम् शास्त्रम् सैन्स् इति सर्वदा अहर्निशं प्रयतते तत्रापि परन्तु अत्र जगद्विकासः तु सर्वत्र अस्ति एव परन्तु तेन कारणेन तस्य नाम जनानां काचिद् हानिः अपि जायमाना वर्तते यथा नाम चतुश्चक्रिकायानम् इति तु अस्ति परन्तु तत् चतुश्चक्रिकानम् एकस्य गृहे आगच्छति तस्य समीपे यः निवसति सः अपि तेन चतुश्चक्रिका यानं क्रीतम् अतः अहम् अपि तद् अग्रे क्रेष्यामि इति चिन्तयित्वा स्पर्धां करोति नाम तेन दशलक्ष रूप्यकाणां क्रीतम् अहं पञ्चदश ल लक्षरूप्यकाणाम् क्रेष्यामि इति चिन्तयित्वा नाम अस्माकं जीवने अथवा तस्य जीवने यद् सौख्यम् अस्ति सः यथा रोटिकां खादति वा परिवारेण सह किञ्चित् कालं सः यापयति तर्हि तं सर्वं विहाय सः मम गृहे कथं चतुश्चक्रिकायानम् आगच्छद् तद् विषयेव चिन्तयति एवं च अन्यैः सह स्पर्धां करोति तर्हि सा स्पर्धा कदापि न उचिता इति मम चिन्तनम्